अन्यभाषातः संस्कृतं प्रति अनुवादः मया कृतः अन्यभाषायाः पदस्य कृते संस्कृतस्य पदस्य अन्वेषणं क्लिष्टकरं जातं संस्कृतात् अन्यभाषां प्रति यदा अनुवादः कृतः तदा संस्कृतं सर्वव्यापकं इति दृष्ट्या अन्यभाषासु तस्य अर्थस्य साम्यग्विवरणं कर्तुं वयं न शक्नुमः यतः संस्कृतभाषायाः पदं तादृशं वर्तते देवनिर्मितं वर्तते सर्वम् अर्थम् एकस्मिन्नेव पदे व्यङ्क्तुं वयं न शक्नुमः